हलो हा भवताम् आपणे किं किं मिष्टान्नम् अस्ति मम गृहे केचन अतिथयः आगच्छन्ति तेषां प्रयोजनम् अस्ति तेषां सत्काराय मम प्रयोजनमस्ति मिष्टान्नम् आवश्यकं किं किम् आपः मिष्टान्नम् अस्ति रसगोलकं कथं निर्मितं भवति एतत् पर्याप्तं भवति वा न कियद् दिनानि तिष्ठति अन्तः तु किम् अस्ति कीदृशमस्ति तर्हि तत् तैलयुक्तमस्ति तैलयुक्तम् अस्मभ्यं न रोचते तर्हि रसगोलकं मन्ये समीचीनं रसगोलकं मन्ये समीचीनं पर तस्य मूल्यं किं कियत् मूल्यमस्ति दश कृतं यस्य मूल्यमस्ति तद् शतं प्रेषयन्तु मम गृहे अतिथयः सन्ति आवश्यकता वर्तते यदि समीचिनं न भवति चेत् तर्हि इतोपि न प्रेषयामि अस्तु धन्यवादः हा अतः सहस्ररूप्यकम् अहं भवते जिपे माध्यमेन प्रेषयामि अस्तु धन्यवादः